व्यञ्जनानि कठिनानि भवन्ति इति किन्तु व्यञ्जनानि कठिनानि न भवन्ति कथमिति चेत् अस्माकं मनसि एव क्लेशः किमर्थं वयं प्रागेव चिन्तयामः प्रथममेव चिन्तयामः किं व्यञ्जनानि कठिनानि भवन्ति इति किन्तु वस्तुतः व्यञ्जनानि कठिनानि न भवन्ति किमर्थमिति चेत् व्यञ्जनानि तु सर्वदा स्वभावेनैव कोमलानि भवन्ति यथा इदानीम् किमपि व्यञ्जनं स्वीकुर्मः तर्हि तस् स्वभावतः एव कोमलं भवति किन्तु केचन भवन्ति व्यञ्जनानि कठिनानि कठोररूपेण किं भवन्ति किन्तु अन्तः तु कोमलमेव भवति कोमलानि नैव भवन्ति तानि अतः अस्माकं मनसि एव क् क्लेशः किमर् किमिति चेत् व्यञ्जनानि कठिनानि भवन्ति यदा अस्माकं मनसि एवं प्रतितिः आगच्छति तदा एव ओ व्यञ्जनानि तु कठिनानि भवन्ति एवं प्रतितिः आगच्छति चेत् तर्हि व्यञ्जनानि कठिनानि एव भवन्ति अतः अस्माकं मनसि यः क्लेशः वर्तते प्रथमं तत् सः क्लेशः सः क्लेशः निवारणीयः अनन्तरं चिन्तनीयं भोः एवं यदि एवं चिन्तयामः व्यञ्जनानि कठिनानि न भवन्ति तर्हि व्यञ्जनानि कठिनानि न भवन्ति अतः किमिति चेत् अस्माकं मनसि एव क्लेशः मनसि क्लेशः अस्ति चेत् तर्हि सर्वत्र क्लेशः एवम् उक्ते सति तर्हि व्यञ्जनानि कठिनानि न भवन्ति तानि व्यञ्जनानि किमर्थं कठिनानि इति चेत् अस्माकं भवतां मनसि क्लेशः अतः व्यञ्जनानि कठिनानि इति